हलो इदानीं तत्र अस्माकं विश्वविद्यालये कुत्र वा लब्धं यदि एतत् जानन् जानाति खलु अतः किं किं कृतम् इति किं किं नूतनं किं किम् आरब्धम् इति कृपया वदन्तु ए नूतने अपि न अद्य अद्यावत् किं किं कृतमिति तावदेव एव वक्तव्यं तावदेव

एवम्

हा एवम् इदानीं कति छात्राः सन्ति इत्युक्ते एकस्यां क कक्ष्यायाम् प्रत्येकस्य कक्षायाम् इदानीं कति छात्राः सन्ति इति हा व्याकरणे भवतु तावदेव व्याकरणे प्रत्येकस्य कक्षाः सन्ति खलु शास्त्री आचार्य इत्यादिकम् अस्ति खलु तत्र प्रत्येकस्यां प्रत्येकस्मिन् वर्षे इति प्रश्नः शास्त्रीप्रथमवर्षे आचार्य पत् द्वितीयवर्षे इत्यादिकमस्ति यत्र कलं कति इति प्रश्नः हा अस्तु अस्तु अस्तु अस्तु

आगच्छ

हा न एवञ्च तत्र अस्य अस्मिन् सत्रे किं किं नूतनतया आयोज्यते कार्यक्रमादिरूपेण सङ्गोष्ठी इत्यादिकम् इत्यादिरूपेण हा आयोजितं किं किं भाविकाले तावदेव इदि इदा अद्य ना का अनन्तरं किं किं मनसि किं किं स्यात् खलु तदेव हा हा हा हा

एवम्

एवम् अन्येषु कार्यक्रमेषु अन्ये कार्यक्रमाः तावदेव अन्ये कार्यक्रमाः सङ्गोष्ठी इत्यादयः भविष्यति वा कार्यशाला शालायाम् अस्ति वा एवं वा हा न सङ्गोष्ठी इत्यादयः भविष्यन्ति वा इति कार्यशालाः इत्यादयः भवन्ति अस्तु अस्तु अस्तु धन्यवादः